वैदिकसाहित्यं भारतीयसंस्कृते अद्वितीयं पाकमस्ति यदा तत्र वैदिकता वैदिककालस्य प्राचीनतमं साक्षात् प्रमाणम् अस्ति वैदिकसाहित्ये ब्राह्मणः उपनिषत् सूत्रग्रन्थस्य च वेदान्तः वेदान्तः वेदाङ्गानि अनेकानि शास्त्रीयाः ग्रन्थाः सम्मिलिताः सन्ति अतः वैदिकसाहित्यस्य अध्ययनम् अत्यन्तं महत्त्वपूर्णमस्ति किमर्थं यत्र वैदिकता समयः कः विचाराधारं च सम्प्रति मतद्वर्तते तस्मात् वैदिकसाहित्यम् अध्ययनेन विशेषतः भारतीयप्राचीनसमाजस्य धार्मिकतां सोछं च पूर्णतया विनिर्णातम् अभिप्रेतुं शक्यते